मम नगरं नागपुरं नागपुरम् एकं महानगरं वर्तते सामान्यमहानगरेषु मार्गेषु यानानि भवन्ति तेन सम्मर्दः अपि भवति कदाचित् सञ्चारव्यवस्थायाः अपि अव्यवस्था भवति यदा कदा आरोग्यसेवासु व्यत्ययः अपि भवति यतः रुग्णवाहिका यदा मार्गे धावति तदा मार्गेषु अन्यानि यानानि अपि भवन्ति तेन कारणेन व्यत्ययः भवति रुग्णालयाः तु सामान्यतया समीपे एव सन्ति केचन दूरे भवन्ति परन्तु प्राप्नुमः सरलतया मार्गेषु यदा यानानि भवन्ति सम्मर्दः भवति तदा तत्र गमनं कदाचित् कठिनं भवति यतः मार्गेषु यानानि भवन्ति तेन सम्मर्दः भवति सम्मर्दकाले रुग्णवाहिकायाः गमनं कठिनं भवति सुकरं न भवति अतः महामार्गेषु महामार्गे वा मार्गेषु पथदीपकानां व्यवस्था अपि कृता वर्तते कदाचित् जनाः रुग्णवाहिकायाः कृते मार्गं प्रयच्छन्ति तेन गमनं सरलं भवति अधिकाधिकरुग्णालयाः समीपे एव वर्तन्ते तेन गमनं कठिनं न भवति यानानां सौकर्यमपि भवति तदा गमने काठिन्यं न अनुभवामः महानगरे कदाचित् काठिन्यम् अनुभूयते सायङ्कालसमये एव यतः तस्मिन् काले सम्मर्दः अधिकः भवति जनानां गमनागमनम् अधिकतया प्रचलति तस्मिन् काले एव सम्मर्दः मार्गेषु अधिकतया दृश्यते तेन रुग्णवाहिकायाः सञ्चरणं कठिनं भवति अतः चिकित्सालयं प्राप्तुं कदाचित् विलम्बः भवति